किमपि एकः कार्यक्रमः करणीयं चेद् सोशियल् मीडिया टिवि चलनचित्रम् क्रिकेट् इत्यादि क्रीडा सर्वत्रापि विज्ञापनं स्थापयति चेदेव धनप्राप्तिः इति वयं सर्वे जानीमः तथापि परन्तु तस्य आधिक्यम् इदानीम् अधिकं जायमानमस्ति इत् किञ्चित् यावदावश्यकं तावद् प्रदर्शनं सम्यक् अस्ति तत्र एकमेव विषयः पुनः पुनः पुनः प्रदर्शयति तद् जनाः मनसि स्थापयितुं प्रयत्नः चलति तद् किञ्चित् अधिकम् अस्ति इति भाति परन्तु एवं माध्यमेषु विज्ञापनम् अधिकम् आगतम् इति कारणात् पूर्वं मार्गेषु फलं स्थापयन्ति एवं करपत्रवितरणं कुर्वन्ति एवम् आसीत् तस्सर्वं नूनं जायमानम् अस्ति इति एकः लाभः अपि अस्ति